नमस्काराः मम विद्यालयेषु पाठ्येतरक्रियाः

विविधाः स्पर्धाः क्रियाः वीथीनाटकानि तथा च आर्ट् एण्ड् क्राफ़्ट् ड्रोयिङ्ग् अनन्तरमितोऽपि बहवः भवन्ति तत्र पुरस्काराः अपि दीयन्ते अत्र षाण्मासिकः वार्षिकः तथा च अखिलभारतीयस्तरीयस्पर्धाः अपि भवन्ति तत्रापि अहम् एकवारम् अखिलभारतीयनाटकस्पर्धायां भागग्रहणं कृतवान् तत्र कतिचन पुस्तकानि

कारणम् एकं तु मित्रैः सह किमपि विशेषः क्रिटिविटि दर्शनीयम् तत्र किमपि पुरस्कारः आगच्छति नागच्छति इति तु अनन्तरं परन्तु एकम् उत्साहः भवति इत्येव